वयं सर्वे अपि अत्याधुनिकयुगे वसामः प्रतिवर्षं भारतदेशे नवोद्यमिनः बहुसङ्ख्यानि कल्पयन्ति अतः प्रतिवर्षं बहु पदवीधराः अपि पठन्ति उत्तीर्णाः भवन्ति च छात्राः तन्त्रज्ञाने मेधाविनः सन्ति केन्द्रीय राज्यस्य च शासनानि अपि तत् सहाय्यार्थं प्रभवन्ति यदि वाणिज्यं सम्बद्धनीत्याः उद्यमिन् प्रति अनुकूलानि

तर्हि नवोद्यमिनः जायन्ते सम्प्रति कश्चन विशिष्टं नूतनं च लघुव्यापारम् आरब्धुम् इच्छति चेत् सर्वकारः धनसाहाय्यं करोति अनेन अस्माकं देशः अपि अभिवृद्धिपथे चलति